अद्यतनकाले पश्यामः चेत् यदि वयं शाकान् क्रेतुं श शाकानि क्रेतुं बहिः गच्छामः विपणिं गच्छामः तत्र तु शाकाः भवन्ति वर्णसम्पन्नं भवति द्रष्टुं बहु सम्यक् भवन्ति परन्तु तेषाम् उपयोगेन स्व स्वास्थ्य विषये किञ्चित् क्लेशः भवति किमर्थम् इत्युक्ते ते तदर्थम् उत्पाद उत्पादकताम् अधिकं कर्तुं ते अर्टिफिष्यल् फ़ट्टिजै़ फ़ट्टिलैज़र्स् उपयोगं कुर्वन्ति तादृशं कुर्मः चेत् बहु हानिः भवति अहं तु तद् दूरीकर्तुम् अधिकतया गो आधारितः फट्टिलैज़र्स् उपयोगं कर्तुम् एव इच्छामि तादृशं कुर्मः चेत् न केवलम् उत्पादकता अपि च तत्र गुणवत्ता अपि वयं द्रष्टुं शक्नुमः यदि गो आधारितः व्यर्थान् इतोऽपि फ़ट्टिलैजर्स् एतत् तस्य उपयोगं करिष्यामः तदा सम्यक् भवति